ज़ोमेटो फ़ूड् आप् मध्ये फ़ूड् ओर्डर् कृतम् आसीत् अतः इदानीं मम कृते फ़ूड् इत्यस्य नाम यत् किमपि अहं ओर्डर् कृतवती तस्य रिसिप्ट् अपेक्ष्यते अतः रिसिप्ट् प्राप्तुं किं किं करणीयं तत् सूचयामि प्रथं प्रथमं तु तत्र आप् उद्घाटनीयम् एवं च तत्र गत्वा फ़ूड् ओर्डर्ड् फ़ूड् हिस्ट्रि भवति तत्र गच्छामि तत्र यत् किमपि मया ओर्डर् कृतमासीत् एकस्मिन् सप्ताहे वा मासे वा तत् सर्वं दर्शयति तत्र यस्य रिसिप्ट् मम अपेक्ष्यते तत्र अहं नोदनं करोमि एवं च तत्र डौन्लोड् युवर् रिसिप्ट् इति आगच्छति दर्शयति तत्र अहं नोदयामि चेत् रिसिप्ट् प्राप्यते